हरिः ओम् अहं स्वानन्दः दिनद्वयात् प्राङ् मया भवतां कम्पनीद्वारा एकं हेड् फ़ोन् आर्डर् कृतमासीत् अ न न तत् सम्यगस्ति बहु सम्यगस्ति अतः मया फ़ोन् कृतं तस्य सौण्ड् क्वालिटि बास् क्वालिटी तस्य वेट् अनन्तरं तस्य ब्लूटूत् टेक्नालजि ब्लूटूत् रेञ्ज् सर्वमेव सम्यगस्ति अपि च तद् वाटर् रेजिस्ट्रेण्ट् वर्तते इति कारणेन जलादिषु अपि नेतुं शक्यते इति तस्य महान् अंशः अतः अर्थात् वक्तुं फ़ोन् कृतवान् एतादृशमेव प्रोडक्ट् निर्माणं भवन्तः कुर्वन्तः भवन्तु अस्माकं कृते बहु प्रयोजनाय भवति एतादृशं निर्माणं कुर्वन्तः भवन्तु त तस्य बास् क्वालिटि अपि बहु भवद्भिः बहु सम्यक् मेन्टेन् कृतमस्ति अतः एतादृशं प्रयो प्रोडक्ट् भवद्भिः कृतम् अतः धन्यवादः